अस्माकं समुदाये विवाहः कथं क्रियते इत्युक्तौ अष्टौ विवाहाः सन्ति तत्र प्राजापत्यविवाहः एव अस्माकं प्रान्ते चलति इत्युक्तौ अस्माकं समुदाये विवाहः इत्युक्तौ दिनचतुष्टयात्मिका भवति प्रथमदिने आदौ अङ्कुरार्पणम् इति वदन्ति ततः पश्चात् नान्दीमुखम् इति वदन्ति यदा नान्दीमुखं कुर्वन्ति तदनन्तरं केचन अङ्कुरार्पणादिकं तदानीं कुर्वन्ति ततः पश्चात् विवाहः क्रियते तदुत्तरमपि विवाहार्थं ये ये विशेषाः अपेक्षितास्सन्ति तत्सर्वमपि पूर्वस्मिन् दिने एव सज्जीकृत्य तत्सर्वं विवाहादिकं कारयन्ति परञ्च तत्सर्वमपि सम्प्रदायत्वेन तत्सर्वं कार्यं ते समापयन्ति